कोविड् नैन्टीन् इति महारोगस्य प्रस प्रसारः स्पर्शमात्रेण एव भवति अतः पर्यटनक्षेत्रे एतस्य बहु प्रभावः दृश्यते कारणं पर्यटनक्षेत्रे वयं किमपि खाद्यवस्तु जलं वा वयं स्वीकुर्मः तद् यदि यः गिवर् अस्ति सः एव यदि कोविड् ग्रस्तः अस्ति तर्हि वयं यदि तस्मात् किमपि स्वीकुर्मः तर्हि वयम् वयम् अपि कोविड् नैन्टीन् रोगस्य आदानं कुर्मः इति भवति एव अतः सर्वत्र पर्यटनक्षेत्रे कोविड् नैन्टीन् महारोगस्य प्रभावः अत्यन्तं दृश्यते एव